हरिः ओं वर्णविक्रेता वा आम् अहं गतसप्ताहे द्वौ वर्णौ ज्ञापितवान् परन्तु तस्मात् एकं यदस्ति तत्तु सम्यक् अस्ति परन्तु द्वितीयं यः वर्णः वर्तते तत् शुष्कं जातम् अहं चित्रितुं न शक्नोमि का